मम ता मम तावत् तब्ला हर्माोनियं मेलो मेलोडिका डजेम्बे तदुत्तरं रम्बासम्बा बोङ्गोड्रम्स् सितार् सन्तूर् र् र् रुद्रवीणा इत्यादिभिः वाद्यैः सह गायनं कर्तुं मम बहु इच्छा भवति किमर्थं नाम तत्रापि एकं विशिष्टं वाद्यं वर्तते वायलिन् इति मनुष्यस्य कण्ठः कण्ठः यथा गायति तद्वदेव एकं तन्तुः तन्तुना तन्तुना तन्तुना तन्तुना निर्मितम् एकं वाद्यं वायलिन् तदपि तद्वदेव गायति इति एकः कश्चित् विशिष्टः अंशः वाद्येषु लक्ष्यते तर्हि इदं यद् वायलिन् वाद्यं वर्तते तद् अत्यन्तं मनुषस्य कण्ठगतं भवति वा वर्तते अर्थात् मनुष्यः यथा गायति यथा सङ्गीतम् अभ्यसति तद्वदेव तद्वाद्यमपि वर्तते इति कृत्वा वायलिन् वाद्यम् अत्यन्तम् इष्टं भवति मम कृते गातुं द्वितीयं किम् इति चेत् तब्ला तब्ला इति किमर्थं नाम सर्वस्य सर्वस्यपि मुख्यं हृदम् इति यत् वदामः आधुनिकाः तद् रिदं यथात् तालज्ञानं प्राप्तव्यं चेत् सम्यक् तब्ला ज्ञातव्यं तब्ला ज्ञानं यदि अस्ति तर्हि तालज्ञानम् अवश्यं भवति

गानं वक्तव्यम् इति कृत्वा केवलं ताले उच्यते अथवा क काव्यरूपेण पठ्यते चेत् पर्याप्तं न

स्व पर्फ़ेक्षन् आगत्य मध्ये वक्तुं शक्नुयुः तद्वत् हर्मोनियम् इति एकं सहायकं भवति इति कृत्वा हर्मोनियं तब्ला वाय्लिन् इत्यादिः वाद्ये सह गायनं कर्तुं बहु इच्छा भवति